मम प्रदेशे सामान्यतया जनाः पूगकृषिं कुर्वन्ति पूगीफलस्य वर्धनद्वारा स्वजीवनं उत्तमतया कुर्वन्तः सन्ति पूगीफलस्य समीचीनमौल्यमस्तीति कारणतः जनानाम् अर्थव्यवस्था अपि सुसमीचीना अस्ति